चित्रनमतिं मम इष्टतमविषयः एव एकम् एवं प्रकृतिः च भवति पक्षिः मृगाणां मृगः मृगः पर्वतः इत्यादयः प्रकृतिः मनोरञ्जकं प्रकृतिः एव एवं एवं भवति चित्रं मम चित्रनिर्माणस्य विषयः अस्ति